हाम् शक्यते महोदय वदतु कुतः फ्लैट् अवश्यकम् किं प्र कं देशं प्रति गन्तुम् इच्छति एवं वा शक्यते तत्र यदि भवान् काशीं प्रति गन्तुम् इच्छसि चेत् तत्र बवहः फ्लैट् लभ्यन्ते परन्तु ऐर् इण्डिया द्वारा काशीं प्रति एकं विशिष्टं पेकेज् वर्तते तत्र सामान्यदरोपि वर्तते विशिष्टदरोपि शक्य् प्राप्यते भवान् कि किमिच्छसि आम् तत्र सामान्यजनैः अपि यत् यत् प्राप्यते तादृशमूल्य फ्लैट् अपि सन्ति धनिकाः यथा इच्छन्ति तथापि प्राप्तुं शक्यते आम् हा तत्र अस्माकं रिसर्वेशन् पालिसि मध्ये तत्र बहु श्रमो नास्ति तत्र रिसर्वेशन् कर्तुं यः कोपि शक्नोति तथा तत्र यदि फ्लै फ्लैट् ओवर्बुक् जायते तथा तस्मिन् समये एव पृथक् एकं फ्लैट् व्यवस्थां कृत्वा भवन्तं वयं प्रेषयामः यदि तत्र क्यान्सलेशन् विषये वक्तुम् इच्छामश्चेत् तत्र यदि यस्मिन् दिन् दिने भवान् प्रयाणं करोति तस्मात् दिनात् दिनचतुष्टयात् दिनचतुष्टय पूर्वं यदि टिकेट् केन्सल् करोति चेत् तदा पूर्णधनं प्रत्यर्पयामः यदि चेक् इन् समये एर्पोर्ट् मध्ये एमर्जेन्सितः यदि भवान् टिकेट् केन्सल् कर्तुम् इच्छति तदा भाग एकं भागं नाम त्रिंशत् पर्सेण्ट् वयं प्रत्यर्पयितुं शक्नुमः अपि च तत्र केचन अंशाः अपि वर्तन्ते यत्र केचननियमाः यदि भङ्गीकृताः भवन्ति तदा एर्पोर्ट् मध्ये अथारिटीस् टिकेट् केन्सल् कृत्वा भवन्तं न त्यजन्ति एकं निमिषं महोदय तत्र यदि भवान् रिसर्वेशन् विषये केचन अंशाः अपि ग्राह्याः तत् हा तत्र एकं विषयं वर्तते तत्र रिसर्वेशन् समये यदि बव भवान् यादृशीं टिकेट् प्राप्नोति नाम यत् टिकेट् बुक् करोति तत् तद् यदि भवताम् एर्पोर्ट् मध्ये किम् नाम भवतां पा पास्पोर्ट् इत्यादिकम् अथवा भवतां यत् क्रेडिट् कार्ड् बोनस् इत्यादिकं भवति तेषाम् आधारेण तत्र क्लास् अप्ग्रेड् अपि भवि भवितुम् शक्यते अपि च अन्ये विषयाः अपि सन्ति